हा यथा अन्यकार्याणि सन्ति यथा इञ्जिनियर् भविष्यति यथा डोक्टर् भा डोक्टर् अस्ति यथा लघु लाल्भे भिन्नभिन्नकार्याणि कुर्वन्ति एतत् फ़ोटोग्राफ़ि अपि तादृश्यः तादृशी एकं कार्यम् अस्ति यदि तस्य तस्य वा तस्याः इच्छा तत्र अस्ति चेत् सः तद् निश्चयेन कर्तुं शक्नोति एकः तु तद् तस्य हाबीरूपेण कर्तुम् इच्छति अन्यः अन्यः अन्यः अपि तद् अन्यकार्यं सः या अन्यकार्यमपि कुर्वन्ति अनन्तरम् एतदपि तेषां होबिरूपेण कुर्वन्ति तथा किमपि क्लेशः नास्ति यदि ते बहु इच्छन्ति तस्य ते निश्चयेन कर्तुं शक्नुवन्ति तथा एते एतदेव करणीयं तदेव करणीयमित्यपि नास्ति अस्माकं किम् अस्ति जनाः यदि यद् वयम् इच्छामः तद् वयं कुर्मः चेत् बहु सम्यक् बहु सन्तोषेण वयं भवामः अतः फ़ोटोग्राफ़ि अपि बहु सम्यक् इदानींतनकाले तु बहु जनाः फ़ोटोग्राफ़ि कार्यं कुर्वन्ति बहु जनाः सर्वेषाम् हस्ते तु मोबैल् फ़ोन् तु भवति एव सर्वे अपि भावचित्राणि स्वीकुर्वन्ति सर्वे अपि वीडियोस् कुर्वन्ति किन्तु सर्वेपि ते एकं समानमेव कर्तुं न शक्नुवन्ति तेषां तेषां समीपे भिन्नभिन्न हाबि टेक्निक्स् भवति यदि वयं टेक्निक्स् ज्ञात्वा तत्रैव अग्रे गच्छामः चेत् तत् सम्यक् भविष्यति यत्र कोपि इच्छति सः तदेव करोति चेत् तस्य कृते अपि बहु सम्यक् अतः वयमपि तद् सम्यक् कर्तुं शक्नुमः उद्योगरूपेण निश्चयेन यः कः यः यः कोपि सः फ़ोटोग्राफ़ि इच्छति सः उद्योगरूपेण तदेव कार्यं कर्तुं शक्नोति किमित्युक्ते यदा किमपि बृहत् कार्यक्रमाः भवन्ति तत्र सः गत्वा भावचित्राणि स्वीकर्तुं शक्नुवन्ति वीडियोस् अपि स्वीकर्तुं शक्यते तादृशः बहु बहवः कार्यक्रमान् गच्छति चेत् तस्य स्किल्स् अपि डेवलप् भवति तस्य स्किल्स् अपि डेवलप् भवति सः तत्र अपि वक्तुं शक्नोति सः तत् तस्य किम् अस्ति कथं सर्वं ज्ञातुं शक्नोति यः इतोपि सः बहु सम्यक् फ़ोटोग्राफ़र् नास्ति इतोपि सः पठन्नस्ति इत्युक्ते सः यः कोपि ज्येष्टः फ़ोटोग् इत्युक्ते तस्य सः तत्र कार्यं कृत्वा तत्र बहु समयान् दत्तवान् तस्य समीपे गत्वा किञ्चित् ट्रैनिङ्ग् स्वीकरोति चेत् तस्य अपि बहु सम्यक् भविष्यति उद्योगरूपं यद् यदि सः फ़ोटोग्राफ़ि एव इच्छति सः तदेव उद्योगरूपं कर्तुं बहु सम्यक् यत्र इच्छा भवति तत्र वयं सन्तोषेण अपि भवामः स बहु सम्यक् फ़ोटोग्राफ़ि इदानीन्तनकाले तु बहु बहु बहु फ़ार्वर्ड् अस्ति तद् वयं स्वीकृत्य अग्रे गच्छामः चेत् सम्यक् यदि यः कोपि किमपि इच्छति तदेव सः करणीयं किम् अन्ये किमपि सः इञ्जिनियरिङ्ग् इच्छति सः डाक्टर् करोति चेत् सम्यक् न भविष्यति यदि सः तस्य अभिरुचिः तत्र अस्ति सः तदेव तत्रैव स्वीकृत्य तद् तत्रैव अग्रे गन्तव्यम्